नमस्ते महोदय भव भवत्याः समीपे पुस्तकानि सन्ति खलु कति विधाः पुस्तकाः सन्ति महोदय परन्तु सर्वं संस्कृते एव सन्ति वा केवलं केवलं तमिल् माध्यमेन अस्ति वा अथवा अन्यभाषायां

अन्यभाषायाम् अपि अस्ति वा इति मम प्रश्नः

परन्तु तत्र ट्रान्स्लिट्रेशन् अपि अस्ति इति वदति अस्तु अस्तु डिक्ष्नरि कोशः अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु सम्यक् धन्यवादः महोदय अहम् आगमिष्यामि धन्यवादः सन्तोषः